स सहाय समूहस्य विषये मम मतम् अस्ति यथा महिलाः इदानीं महिलाः स्वनिर्भराः भवितुं शक्नुवन्ति यतोहि बहुत्र नाम चिकित्सा चिकित्सायां पुनः व्याङ्क्मध्ये वा कुत्रचिदपि इदानीं महिलानाम् उत्तमः अवसरः दातव्यः यथा कुत्र कुत्रचित् चिकित्सायां ल महिलाचिकित्सकः चिकित्सकः भवति चेत् तदानीं महिलानां कृते सौकर्यं भवति नो चेत् ते पुरुषचिकित्सकानां समीपे लज्जां प्राप्नुवन्ति ताः लज्जां प्राप्नुवन्ति तस्मात् अवश्यम् एव तत्र महिला चिकित्सकः चक् चिकित्सकः भव्यः नो चेत् तेषां तासां कथं वा चिकित्सा भवति पुनः रक्षका रक्षकार्थं नाम पुलिश्टेसन्मध्ये काश्चन महिला महिलारक्षकाः अवश्यं स्थातव्याः नो चेत् काचित् महिला अपराधिनि किमपि अपराधं कृत्वा कृतवतीश्चेत् क् कमपि अपराधं कमपि अपराधं कृतवती चेत् तां कः तः तां कः कारागारं प्रति न नेतुं शक्नोति तत्र तु पुरुषरक्षकाः पुरुषरक्षकाः न कर्तुं शक्नुवन्ति तस्य तस्य त तस्याः कृते महिलारक्षकः आवश्यकः अवस् अपेक्षते तस्मात् महिलाभ्यः उद्योगार्थम् अत्र चिकित्सा चिकित्सायां पुनः शिक्षायां पुनः रक्ष रक्षकार्थम् अवश्यमुत्तमाः अव्स अवसराः सन्ति